अस्माकं पारम्परिकशिक्षाव्यवस्थायां चतुष्षष्टिकलानां प्रसिद्धिः वर्तते तत्र अवधानकला एका प्रसिद्धा कला वर्तते अनेन माध्यमेन प्राचीनकाले श्रुतिस्मृति इत्यादिशास्त्राणां गहनतया अध्ययनम् अध्यापनं च कुर्वन्ति स्म तेन अध्येतॄणां छात्राणां ज्ञानस्य धृढता आधिक्येन भवति स्म सा च कला अधुनापि जनसमूहे कुत्रचिदेव दृश्यते तत्र द्वि अवधानी चतुरवधानी एवं अदित्य अद्ध अष्टावधानी इ इत्यादि अवधान आदिकला प्रसिद्धा भवति किञ्च आधुनिकसाहित्ये तेषां प्रभावः स्वल्पमेव भवति वस्तुतस्तु अस्याः कलायाः महत्त्वमपि भवति यत् ते यथा अनेन स्मृतिशक्तेः वर्धनं भवति स्म एवं च आदितः अन्तं यावत् सम्यग्रीत्या अध्ययनं भवति स्म ज्ञानं भवति स्म तेन जनाः जनेषु एकम् आत्मविश्वासं वर्ध वर्धयति स्म अधुना जनेषु तथा अवधानकला न दृश्यते अस्य न्यूनता सामान्यतया वर्तते यथा स्मरणशक्तिः एषाम् अधिकं न भवति तेषा कृते एषा कला कठिनतरा अस्ति पूर्वतनकाले जनाः केवलं शास्त्रमेव अध्ययनम् अध्यापनं मुख्यमेव चिन्तन् चिन्तयन्ति स्म अधुना जनेषु तथा न सन्ति जनानां यथा चिन्तनं तो हु तत् विभिन्नस्तरेषु विभिन्नक्षेत्रेषु गच्छति अतः स्मरणशक्तेः अवधानं किञ्चित् न्यूनम् अस्ति अतः एतद् आधुनिकशास्त्रेषु काठिन्यं भवति किञ्च अस्माकं पारम्परिकशास्त्रे अध्ययने अस्य महत्त्वम् आधिक्येन वर्तते